प्रथमतया अहं पाकप्रवीणः

अहं कदा पाकः आरब्धः इति प्रश्नः चेत् बेचुलर् आफ़् डिग्री प्रथम वर्षे एव अहं पाकक्रियारम्भः कुर्वन् तत् समये अहं प्रकोष्ठे मध्ये पाकः कृतवान् अर्थात् पञ्चवर्षात् पूर्वम् एव अहं पाकः आरब्धः कृतवान् प्रथमवारं अहं दाल् अर्थात् तोवे इति एतत् पाकं कृतवान् मम मित्राणि तोवे एतत् स्वीकृतवान् तथा बहु उत्तमं सन्ति बहु उत्तमम् अस्ति इति उक्तवन्तः